मया परह्यः स्वेदकम् एकम् आनीतम् तस्यः वर्णः तु बहु सम्यक् वर्तते तस्य धरणेन किञ्चिदपि वायुः अन्तः न वाति अतः शैत्यमपि न भवति तस्य स्थूलता अपि तावन्नास्ति इति कृत्वा गमनागमने अपि तत् नेतुमपि शक्यते एवमेव तस्य मूल्यमपि बहु न्यूनं वर्तते इति कृत्वा सर्वेषां कृते अथवा सर्वासां कृते तत् अवश्यं प्राप्तुं शक्यन्ते